आम् विशेषतः अस्माकं प्रदेशे इत्युक्ते वेस्टर्न घाट्स इति आङ्ग्लभाषायां यदुच्यते तत्र गन्तुं इच्छामि किमर्थं इत्युक्ते तत्र अरण्यप्रदेशेषु अपि बहुविध छायाचित्रं स्वीकर्तुं शक्यते पुनश्च जनाः अपि एतादृष वर्णरञ्जितजनाः सन्ति तद् बहु रोचकं भवति इति कारण कारणातः अहं तत्र गन्तुम् इच्छामि पुनश्च अन्यः एकः प्रदेशः वर्तते मणिपुरः मणिपुरराज्ये बहुधा अस्माभिः छायाचित्रं वा पुनश्च अस्माकं गमनं वा न भौ न अभूत् इति कारणतः तत्र गन्तुम् इच्छामि तत् चित्रम् अहं सर्वत्र दर्शयितुम् इच्छामि सर्वत्र अस्माकं भारतदेशे जनाः जानीयुः यथा मणिपुरदेशे तेषां मणिपुरराज्ये तेषां संस्कृतिर्भवति तत् जानेयुः इति कारणतः तत्र छाया चित्रं स्वीकृत्य तद् संपूर्णतया समूहम् अहम् अत्र दर्शयितुम् अन्यत्र सर्वत्र दर्शयितुं इच्छामि